केवलं दिनद्वयात् पूर्वमेव ऐरन् बाक्स् अत्र बुक्का कृतम् इदानीम् आगतम् ऐरन् बाक्स् समीचीनं विद्यते तत्र चार्ज् कर्तुं सुल सुलभं भवति यतः वयर्लेस् यत्र कुत्रापि चार्ज् कर्तुं शक्यते पुनः बेटरी उपयुज्य अपि केवलं बेटरी तत् चार्ज् कृत्वा पुनः ऐरन् इत्यस्य उपरि प्रयोगं कर्तुं शक्यते ऐरन् बाक्स् समीचीनमस्ति शीघ्रतया वस्त्राणाम् ऐरन् भवति पुनः तत्र पेकिङ्ग् इत्यादिकं सम्यगासीत् नाम इदा आगमनकाले तेषां प्रेषणकाले सम्यग्रीत्या कवर् मध्ये स्थापयित्वा तत्र तैः प्रषितं बहवः इदानीं वस्त्रं ब बहूनि वस्त्राणि विद्यन्ते चेदपि शीघ्रतया कर्तुं शक्यते तावत् अन्य तावत् समीचीनमस्ति समीचीनमस्ति मया सन्तोष अनुभूतः अनेन वस्तुना अस्तु